अहम् उत्कलराज्यस्य गञ्जामक्षेत्रे निवसामि मम क्षेत्रे बहूनि उद्योगक्षेत्राणि सन्ति परन्तु तेषु उद्योगक्षेत्रेषु मुख्यम् उद्योगक्षेत्रं भवति एशिड् शिल्पागारम् इति तत्र लवणात् एशिड् निर्माणं भवति तत्रत्य कर्मचारिणः आदिनं कार्यं कुर्वन्ति परन्तु तेषां वेतनम् अतिन्यूनं वर्तते एवं च यदि दुर्घटनावशात् कस्यापि प्राणहानिः भवति चेत् तस्य गृहजनानां कृते किमपि साहाय्यं न दीयते एवं च कर्मचारिणां सङ्ग्रहणं संरक्षणार्थं वैद्याः अपि न्यूनाः सन्ति ये च वैद्याः तत्र नियुक्ताः सन्ति ते ससमयं स्वकीयं कार्यं न कुर्वन्ति एतानि सर्वाणि क्लेसजातानि एशिड् शिल्पक्षेत्रे वर्तते